भारतस्य इतिहासः प्रभावः अस्ति भारतीय इतिहासे मम स् बहु रोमाञ्चकं भवति भारतस्य स्वातन्त्र्यसङ्ग्रामस्य तत्र एटीन् फ़िफ्टि सेवन् तत्र ते मङ्गलपाण्डे झान्सिलक्ष्मीबाई एतादृशाणां वीराणां यदि अहं तेषां नामानि अहं शृण शृणोमि तत्र रोमाञ्चकं भवति एव तत्र सुभाषचन्द्रबोसः तेश् तस्य नाम अपि सुभाषचन्द्रबोसः तत्र क्विट् इण्डिया मूमेन्ट् तत्र सुभाश्चन्द्रबोसः वदति किल भवान् मम कृते रक्तम् एकबिन्दुरक्तं ददातु भवतः कृते अहं स्वातन्त्र्यं ददामि इति उक्तवान् तस्य नामं शृणोमि चेत् रोमाञ्चकमपि भवति